भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं द्विचक्रिकाम् अथवा लेप्टोप् प्रदानम् इत्यादीनि योजनाः सन्ति तेन नैके छात्राः लाभान्विता अस्ति भवत्यपि अनया योजनया छात्राणाम् उत्साहवर्धनं भवति ताः अधिक उत्साहेन मनोयोगेन च पठित्वा राष्ट्रगोरवं वर्धयन्तः सन्ति